यद्यपि चारणसमये वायुगुणप्रकोपः मया अननुभूतं किन्तु चारणसमये किम् औषधं मया उपयुज्यते इति वक्तुं शक्यते चारणसमये मया डेटाल् चारणसमये अहं डेटाल् इति औषधं नयामि किमर्थमिति चेत् चारणसमये यदा रक्तस्रावादिकं भवति व्रणादिकं भवति तस्य डेटाल् सहाय्येन शुद्धीकरणं कर्तुं शक्यते तस्य शुद्धीकरणानन्तरं कार्पासम् एवं शुद्धवस्त्र शु शुभ्र शुभ्रवस्त्रेण तस्य प्रथमशुश्रूषा कर्तुं सामान्यशुश्रूषा कर्तुं शक्यते तस्मात् अहं डेटाल् नयामि एवम् चारणादिसमये तत्र लीचस् इत्यादीनां भा बाध भवति तन्निवारणार्तं लवणम् अहं नयामि डेटाल् डेटाल् इत्यस्य उपयोगेनापि लीचस् बाधां निवारयितुं शक्यते तथापि अहं लवणं नयामि एवं डेटाल् तथा लवणम् औषधरूपेण एवं चारणसमये मया बहुबीजाड्यफलमपि अहं न चा चारणसमये अहं बहुबीजाड्यफलमपि नयामि चारणसमये तस्य सेवनेन शक्तिवृद्धिर्जायते